चित्रकलायां नैपुणत्वम् इति अहं वक्तुं न अर्हति किमर्थम् इत्युक्ते अहं तादृशम् तादृशं कलाकारः न कलाकारी नास्ति परन्तु किञ्चित् करोमि कुर्वन्ती अस्मि तद् सर्वं मम स्व सन्तोषं सन्तोषार्थमेव ततः अहं सन्तोषम् अनुभवामि कृत्वा अस्माकं गृहे तस् तं दर्शयित्वा अहं अ सन्तोषं न म तादृशमेव परन्तु अन्तर्जालेन किमपि न क्रीतवती अमीन् अधितवती अन्तर्जाले अहं न अ तादृशम् अहं न किञ्चित् न कृतवती